विद्यमानपादपैः अधिकपादपान् उत्पादयितुं बहूनि तन्त्राणि उपयुज्यन्ते तस्य काण्डस्य विभागादि कृत्वा विभागानां भूमौ स्थापनेन तेषाम् अधिकतया जायते तथा च मृत्तिकायाः उपयोगः पादपान् वर्धयति तैः पादपैः अहं पुनः अन्यान् पादपान् सज्जीकृत्वा वनमहोत्सवदिने सर्वत्र वितरामि